नमोनमः प्रकोष्ठमस्ति आमाम् एकः रिक्तः प्रकोष्ठः अस्ति तर्हि सम्यकस्ति एवं पञ्चशतकानि हा भवानागच्छतु तर्हि एकवारं मिलो मिलतु गृहमध्ये अस्ति जलकूपिः अस्ति एवं लैट् अस्ति तर्हि ए एकम् व्यजनमस्ति अन्य द्वय् द्वयं प्रकोष्ठाः सन्ति हा एवं सम्यक् भोजनमस्ति पार्किङ्ग् व्यवस्था अस्ति तर्हि बहिः अस्ति बहिः अस्ति वा वयं कति जनाः सन्ति चतुर्जनाः न न एवं प्रकोष्ठे त्रयः जनाः आं तर्हि मम प्रकोष्ठे तर्हि ला तर्हि आं भवान् त्रयः जनाः सन्ति तर्हि तर्हि भवताम् आधार्कार्ड् मोबैल् नम्बर् तथा कास्ट सर्टिफ़िकेट् एवं लभ्यते वा

आम् आम् आं शीघ्रातिशीघ्रं भवान् मम पार्श्वे प्रेषतु बहु बहुदिनं ब बहुदिनं न भोः तर्हि अन्यत् जनाः अपि सन्ति तर्हि भवान् एव वि ई पि अस्ति तर्हि अहं भवतां रूं बुकिङ्ग् करोमि आमां श्वः आगच्छतु तर्हि एड्वान्स् अग्रिमः प्रेषतु फ़ै तौसण्ड् फ़ै तौसण्ड् न न न न ए मम प्रकोष्ठे फ़ै थौसण्द् अस्ति तर्हि अत्र तत्र सेवेन् थौसना रेण्ट् चलति वा ओके ओके स टीक् टीक् वयं वयं सर्वेपि मिलामः धन्यवादः